मम क्षेत्रस्य समीपे विद्यमानाः महाविद्यालयाः तत्र एस् एम् एस् पी संस्कृतमहाविद्यालयः कश्चन वर्तते यश्च शतमानादपि अधिकं शतकादपि अधिकम् यस्य इतिहासो वर्तते तन्नाम वर्षाणां शतकादपि अधिकम् अधिकः यस्य इतिहासो वर्तते तथा च पूर्णप्रज्ञमहाविद्यालयः महात्मागान्धिमहाविद्यालयः एम् ऐ टि इति अथवा इदमपि मणिपालविश्वविद्यालयः एतादृशाः विश्वविद्यालयाः महाविद्यालयाश्च मद्गृहस्य निकटे वर्तते अथवा मम क्षेत्रे एते महाविद्यालयाः सन्ति एवं पुनश्च मत् परिवारे तावत् मम अग्रजस्य पुत्री सा तावत् मङ्गळूरु नगरे अलोषियस् महाविद्यालयः इति कश्चित् वर्तते तत्र सा अधीता एवम् अन्ये च बान् बन्धुवर्गे ये वर्तन्ते ते तावत् एतेषु महाविद्यालयेषु पठन्तः सन्ति तैः पठ्यमानाः विषयास्तावत् भौतशास्त्रं रसायनशास्त्रं गणितशास्त्रम् एतानि तत्र विषयत्वेन स्वीकृतानि सन्ति जीवशास्त्रं च एतेन विषयत्वेन स्वीकृतानि सन्ति पुनश्च मम मातुलस्य पुत्रःकश्चित् सः संस्कृतमहाविद्यालये अधीतः तेन ज्योतिषम् अधीयमानम् अस्ति तत्र सः ज्योतिषं तावत् सिद्धान्तः फलितं चेति द्विविधमपि विषयं सः अधीते अभ्यस्यति एवञ्च मम पत्न्याः अग्रजायाः पुत्री सापि तत्र उडुपिक्षेत्रे इदं पूर्णप्रज्ञः नामके महाविद्यालये पठति तया तावत् वाणिज्यशास्त्रम् अध्येतुम् इष्यते तथा च सा तदध्ययनम् आरब्धवती अस्ति एवञ्च तद्विषये तस्याः इतोऽपि उन्नतमध्ययनं अभिलषितं वर्तते एवं एतत् सम्बद्धाः अंशाः